आदौ तावत् वस्त्रं जले निमज्य अनन्तरं फेनकलेपनं क्रियते फेनकलेपनोत्तरं हस्तघर्षणेन तस्य फेनकस्य सम्यक् यथा सर्वेषु स्थानेषु अपि प्रसरणं स्यात् तथा हस्तघर्षणं क्रियते अनन्तरम् वस्त्रकूर्चेण वस्त्रे विद्यमानमालिन्यं यथा ततः अवगच्छेत् तथा

पुनः घर्षणं क्रियते तदुत्तरं वस्त्रनिष्पीडनेन तत् वस्त्रे विद्यमानं फेनकं मया निवार्यते अनन्तरं जले स्था संस्थाप्य निवारितं तत् वस्त्रनिष्पीडनं क्रीयते एवं एकद्रोणिपरिमित्या परिमितौ जले यथाशक्ति अधिकवस्त्रप्रक्षालनेन जलसंरक्षणं मया क्रियते